अन्तर्जालस्य तथा तन्त्रज्ञानस्य आविष्कारात् संस्कृतभाषायां परिवर्तनं जातम् अस्ति एकं विकिपीडिया तत्र विकिपीडियायां वयं किमपि एकं शब्दं उट्टङ्कणं कुर्मः तथा तत्र शब्दस्य अर्थं सम्पूर्णविवरणम् आगच्छति एवमेव ग्रन्थानाम् अपि पीडिएफ् रूपेण इभारती सस्पद कार्यं कुर्वती अस्ति ईभारती सम्पत् मध्ये बहवः जनाः कार्यं कुर्वन्तः सन्ति एतत् ईभारतीसम्पत् डिजिटलैसेशन् कुर्वती अस्ति बहून् ग्रन्थान् वयं तत्र पठितुं शक्नुमः वयमपि पुनः उट्टङ्कनं कर्तुम् अपि शक्नुमः मोनोस्क्रिप्ट् अपि अस्ति